द्वाविंशत्यधिकद्विसहस्रतमे वर्षे मार्च् मासस्य तृतीयः दिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमे वर्षे एप्रिल् मासस्य पञ्चमः दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमे वर्षे मे मासस्य अष्टाविंशः दिनाङ्कः पञ्चविंशत्यधिकद्विसहस्रे द्विसहस्रतमे वर्षे मे मा मे मासस्य विंशतिः विंशः दिनाङ्कः पञ्चविंशत्यधिकद्विसहस्रे द्विसहस्रतमे वर्षे मार्च् मासस्य तृतीयः दिनाङ्कः